हरिः ओं नमस्ते अहम् अहम् अहं विश्वकर्मागृहनिर्माणसंस्थातः वदामि अवश्यं महोदये वयं सहायं कुर्मः भवत्याः गृहं कियत् बृहदस्ति भवति वक्तुं शक्नोति वा एवम् एवं कति प्रकोष्ठाः सन्ति एवम् एवम् अस्तु तर्हि भवतां कीदृशी अपेक्षा वर्तते आदौ बहिस्थं स्थानं बहिस्थात् यद् अस्ति तत्र नूतनं किमपि करणीयम् अथवा अन्तः यदस्ति तत्रैव करणीयम् एवम् एवम् इदानीं पाकशाला कृते यथा आधुनिकं मोड्युलर् किचन् इति उच्यते भवन्तः तद् इच्छन्ति वा एवं तर्हि एवमेवम् अस्माकम् आन्तर्जालसङ्केते बहु विदचित्राणि सन्ति भवन्तः तद् द्रष्टुं शक्नुवन्ति संस्थायाः केचन जनाः साक्षात् गृहमागच्छन्ति ते तत्र चित्राणि अपि दर्शयन्ति पाकशालायाः यद्याद्परिवर्तनं करणीयं तद् भवद्भिः आदौ एव एव सूचनीयं यतो हि तत्र वस्तुनि अस्माभिः क्रेतव्यानि पुनः भवतां यद् प्रकोष्ठद्वयं वर्तते तत्र प्रकोष्ठे प्रायः मास्टर् बेड्रूम् इति उच्यते तर्हि तत्र पर्यङ्कनिर्माणमित्यादिकमपि करणीयं वा अस्तु आं स्वागतम्